यदा सप्ताहान्ते कार्यालयात् कार्यं समाप्य रैल्यानेन मैसूरुनगरं प्रति प्रत्यागच्छामि तदा मार्गे दृश्यमानं हरितं क्षेत्रं दृष्ट्वा मुदे गृहभोजनं मैसूरुनगरं मित्रैः सह मेलनं प्रवासक्षेत्रम् अटनं संस्कृतबान्धवैस्सह चर्चा इत्येते प्रसङ्गाः नितराम् इष्यन्ते